हरिः ओम् एवं

हा एवं

भोजने किं किं किम् अपेक्ष्यते तत्र

हा

प्रातः किम् इड्लि अपेक्ष्यते वा तर्हि हा अनन्तरं

हा

आं समोसः बोण्डा अस्ति हा वेजिटेबल् बोण्डा आम् अहम् अनन्तरं वदामि चिन्तयित्वा कियत् जातम् इति

पञ्चविंशतिः

एवं हा अस्तु अहं व्यवस्थां करोमि तद् भवती एव आनयति वा अथवा अहमेव तत्र भोजनम् इत्यादिकम् एवं वा तर्हि अहं सप्तवादने आनयामि

एवं कुत्रतः तैः अन्यः एव कर्तव्यः वा पाकः अथवा तदेव भवतु वा

अस्तु तर्हि व्यवस्थां करोमि